मम ग्रामेसु यत् यानव्यवस्था इत्युक्ते बस् व्यवस्था एव अस्ति प्रागेव तु बेल् गाडि व्यवस्ता आसीत् यद् शकटयानं यद् वदाम परन्तु इदानीं तु किञ्चित् किं सर्वकारपक्षत व्यवस्था भवति तदनुगुणं बस् यानं गच्छति प्रात काले मध्याह्ने सायं काले एतादृशव्यवस्था अस्ति इदानीं गमनागमननिमित्तं सर्वे बस् यानम् एव उपयोगं कुर्वन्ति तथा बैक् यानम् उपयोगं न कुर्वन्ति किमर्थम् इत्युक्ते बैक् याने तत् पेट्रोल् पूरणीयं भवति इदानीं बहु तत् धनं व्ययः भवति बस् याने गमनागमन इति ग्रामात् नगरं प्रति नगरात् राज्यं प्रति तादृशस्य कुर्वन्ति परन्तु अधिकतया उपयोगं कुर्वन्ति इत्युक्ते बस् यानं किमित्युक्ते रेल् यानत अस्माकं ग्रामात् बहु दूरे अस्ति इत्युक्ते षष्टि किलोमीटर् दूरे अस्ति तदर्थमेव अधिक उपयोगं कुर्वन्ति चेत् बस् यानं नोचेत् द्विचक्रिका एव नोचेत् पद्भाम् अपि गच्छन्ति यत्र कुत्रापि गन्तुम् इच्छन्ति चेत्